मया कथं चित्रनिर्मितिः क्रियते इत्युक्ते अहं सम्यक्तया एव चित्रनिर्मितिं करोमि इति चिन्तयामि चित्रनिर्माणार्थम् अन्तर्जालात् साहाय्यं स्वीकरोमि अन्तर्जाले नूतनाः उपायाः लभ्यन्ते तमादाय स्वकौशलं वर्धयितुं शक्नुमः चित्ररचनार्थम् अभ्यासः सर्वदा विधेयः भवति अतः अन्तर्जालात् साहाय्यं स्वीकर्तुं शक्यते एव अभ्यासं विना चित्ररचनं न शक्यते सद्यः मया एकं चित्रं रचितं वर्तते तद्रचनार्थम् अहं दिनद्वयं यावत् स्वीकृतवान् एवं चित्रनिर्मितिः कदाचित् क्लिष्टसाध्या भवति अतः तत्र नूतनाः उपायाः अन्वेषणीयाः भवन्ति तेन समयव्ययः न्यूनः भवेत् एवं सुकौ स्वकौषलाभिवर्धने अन्तर्जालम् अथवा बहिः क्वचित् साहाय्यं स्वीकर्तव्यं भवति तत्र पेन्सिल् आर्ट् बहु सम्यक् भवति तत्र अभ्यासः बहु भवेदेव शेडिङ्ग् इत्यादिकं यथावत् करणीयं भवति तत् समयं बहु स्वीकरोति